हरि ओं कः वदति नरेन्द्र किञ्चित् अधिकं वदतु भवान् भवतां विषये कः नरेन्द्रः अस्तु अस्तु अस्तु तर्हि गतमासे वर्षा अधिका जाता तेन अस्तु अस्तु अस्तु कथयतु भवान्

तदर्थं अयि भो कथं एतादृशं जातम् अहं अतीव अतीवव्यवस्थितरीत्या तं व्यवस्थितं कृत्वा आगच्छामि आगच्छेत् तर्हि कथं बाधः च स्यात् अरे भवान् एकवारं मां वदतु कथयतु चेत् ह्यः दिवसे किं वर्षा जाता वा न आ अस्तु अस्तु अस्तु अय अयमेव बाधः वर्षा जाता चेत् या वोल्टेज् अस्ति तस्य अधिकता कदाचित् अभूत् तेन कारणेन तत् ट्युब्लैट् इत्यस्य यः प्रकाशः तस्य तन्मध्ये बाधः स्यात् तेन यः दीपदण्ड दीपदण्डः स तु नष्टः न भूत् चेत् इति मां चिन्ता एव मां विषयः परन्तु शङ्कायाः कोऽपि स्थानं नास्ति अहं एकवारं भवतां गृहे पुनः एकवारम् आगच्छामि चेत् अहं सम्पूर्णम् एकवारं च्यक् करिष्यामि च्यक् किं बादः कः अस्ति बादः कानि कानि बाधास्सन्ति आमामाम् भवान् तु भवान् तु स्थानीय एव सामान्य कम्पनि इत्यस्य दण्डदीपस्य उपयोगं कुर्वन्ति मम पार्श्वे सिस्का कम्पनि इत्यस्य एवं च फ़िलिप्स् इत्यस्यापि दीपदण्डः दीपदण्डानि सन्ति भवान् कथयतु चेत् अहं ताम् आनयामि आमाम् फ़िलिप्स् फ़िलिप्स् कम्पनी अपि बहु समीचीना वर्तते अहं अहं अहं तस्य एव दीपदण्डः आनयामि भवतां पार्श्वे आमामाम् अवश्यमवश्यमागच्छामि अहं अधुना मम गृहं तु अत्र तः किञ्चित् विंशति निमेश अग्रे वर्तते अहं मम पार्श्वे एक किञ्चित् लघुकार्यम् अस्ति तं लघु कार्यं कृत्वा अहमागच्छामि चेत् किमपि बाधः तु न स्यात् न न न न न अहं अहं चेत् एवं चेत् तर्हि अहं साम्प्रतं साम्प्रतं भवतां पार्श्वे एव आगच्छामि सर्वं कार्यं त्यक्त्वा भवतां पार्श्वे आगच्छामि फ़िलिप्स् इत्यस्य दीपदण्डं नीत्वा अस्तु चेत् आमामामाम् आगच्छामि आगच्छामि भो धन्यवादः